भारते शिक्षणव्यवस्था उत्तमा अस्ति किन्तु अन्यैः देशैः तुलनया सा सम्यक् नास्ति अन्येषु देशेषु प्रात्यक्षिकमाध्यमेन छात्रान् पाठयामः यदि वयं कस्यापि विषयस्य प्रत्यक्षकमाध्यमेन वयं यदि पाठयामः तर्हि तस्य आकलनं शीघ्रं भवति तेन कारणेन छात्राः अपि तत्र रुचिं छात्राणामपि तत्र रुचिः आगच्छति किन्तु अस्माकं देशे एतादृशी व्यवस्था नास्ति ये केऽपि केवलं विज्ञानक्षेत्रे प्रत्यक्षरूपेण वयं तत् दर्शयितुं शक्नुमः किन्तु भाषाविषयकाः काः भाषाः यदि पाठयामः तर्हि तत्र केवलं पाठाः भवन्ति कथाः भवन्ति तस्य अपेक्षया यदि वयं तत्र प्रत्यक्षमाध्यमेन छात्रान् पाठयामः तर्हि सा व्यवस्था उत्तमा भवेत् इति अहं मन्ये